महोदये सुप्रभातं वदतु किं करणं किं करणम् अत्र आ हा अत्र काले न काले अय्ति वदतु वदतु

आ हा अस्तु अस्तु अस्तु अस्तु अस्तु हा अङ्गीकुर्वन्ति धन्यवादः एवं न किम् हा अस्व एव आ अत्र नूतनं जोब् किं करणीयम् तत्र सम्बन्धितं धनं नूतनम् उद्या आ हा के केन केन केन उद्योगं भवति केन उद्योगम् किम् उद्योगम्

अस्तु अत्र ए

हा हा तदेव कारणम् अत्र अत्र तत्र उद्योगस्य कम्बिनि का नाम वा नाम वदतु हा अस्तु अस्तु अत्र मेनेजर् का नाम क्या नाम वदतु अत्र अत्र ह अस्तु अस्तु अस्तु ज्ञातवान् हा अस्तु अस्तु अस्तु सर्व सुमङ्गली भव

सम्भाषणं पूर्णदवाद हा अस्तु हा धन्यवादः